मदधीतं शास्त्रं नाम तत्त्वशास्त्रं द्वैतवेदान्तशास्त्रम् इत्युक्तं तस्य मूलग्रन्थः नाम साक्षात् भगवान् वेदव्यासः एव ब्रह्मसूत्राणि लिखितवान् तस्य भाष्यम् इति नैके शास्त्रकाराः नैकानि भाष्याणि लिखितवन्तः तत्र श्रीमध्वाचार्याः अपि ब्रह्मसूत्राणां वाख्यानमिति शास् ग्रन्थत्रयं लिखितवन्तः अणुव्याख्यानम् अणुभाष्यम् इति तत्र अणुव्याख्यानस्य भाष्यं टिप्पणीतया टीकातया श्रीटीकातत्पादाः श्री मज्जयतीर्थ श्रीपादाः श्रीमन्न्यायसुधा इति ग्रन्थं रचितवन्तः तत्र तस्य तु अनेके व्याख्यानानि अपि अनेकानि व्याख्यानानि अपि भवन्ति

टीकाकृत्पादानां तु तेषां या तस्य तेषां श्रीमध्वाचार्याणां ग्रन्थानां व्याख्यानकाराः व्याख्यानकाराः टीकाचार्याः इति तेषां तु तदनन्तरं कालं भवति इति